मम अधीतेषु प्रधानः जीवनपाठः अस्ति परोपकारः किमर्थम् इति परोपकारेण वयं पुण्यानि अर्जयामः इति शास्त्रेषु उच्यते मया तत्र पठितम् आसीत् यत् परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः परोपकारार्थम् इदं शरीरं तर्हि इदं शरीरं परोपकारार्थम् अस्ति इति तत्र उक्तं वर्तते यतोहि कदाचित् अहम् एकस्यां समस्यायाम् आसं तर्हि मम ज्येष्ठाः मम सहयोगं कृतवन्तः तदा अहम् अनुभूतवान् किञ्चित् सुखं तथा च तदनन्तरम् अहम् अन्येषां कृते सहयोगं कृतवान् तत्र अहमपि परोपकारभावनया कार्यं कृतवान् तर्हि परोपकारं कृत्वा मम मनः प्रसन्नम् अभवत्